तरणं शिशुक्षवः आदौ जले सन्तः अपि प्रायेण यथाकालम् उच्छ्वासविश्वासं कर्तुं कष्टम् अनुभवन्ति अतः ते अनैच्छन्तः अपि जलं पिबन्ति जलं श्वासकोषं प्रविशति अनेन श्वासक्रिया इतोऽपि कष्टाय भवति अतः ते जलात् बिभ्यति जलभयं निवारयितुं शिशुक्षिभिः अदौ अल्पगभीरे जलेषु इयुक्ते यत्र तेषाम् अर्धशरीरं एव जले मग्नं भवति तत्रैव तरणं कारितव्यम् यदा तरणे धैर्यं पटुत्वं च वर्धेते तदा गभीरेषु जलेषु अपि तरणं साध्यते एवं तरणशिक्षणं साध्यते